अहं तरणं कर्तुमपि जानामि तरणम् आधिक्येन मया नदीषु कृतम् एषु दिनेषु प्राकृतिकव्यवस्थाम् अतिलङ्घ्या क्वचित् तरणार्थम् एव पृथक्व्यवस्था क्रियमाणा वर्तते तादृशेषु स्थानेषु मया तरणं न कृतम् अहं प्रकृतिगतनदीषु एव तरणं कृतवान् अस्मि प्रायशः षट्सप्तवर्षेभ्यः अहं तरणं जानामि तत्र आधिक्येन मया तुङ्गानद्यां तरणङ्कृतं अर्धघण्टां यावत् सततम् अहं तरणं कर्तुं शक्नोमि